विपणीषु हस्तनिर्मितानि वस्त्राणि रेडिमेड् वस्त्राणि इति प्रत्येकं प्रत्येकम् विपणीनां संख्या बहुत्र दृश्यते यद्यपि रेडिमेड् वस्त्राणां महती विपणिः सर्वत्र दृश्यते तथापि जनाः तान् अस्वीकुर्वन् इदानीन्तनजनाः तानेव स्वीकुर्वन्ति किमर्थमिति चेत् इदानीं वस्त्रम् अपेक्षते चेत् रेडिमेड् वस्त्रालयं गत्वा तत्र धनं दत्वा वस्त्रं स्वीकृत्य आगतवन्तः तत्र गृहम् आगत्य वाशिङ्ग्मिशिन् मध्ये स्थापयित्वा तत् सम्यक् मार्जयित्वा पुनः तत्र प्रेस्सिंग् इत्यादिकं कृत्वा ते पुनः धृत्वा गन्तुं शक्यते अत एव ते तादृशान् वस्त्राणि तादृशानि वस्त्राणि इच्छन्ति रेडिमेड् वस्त्राणि वस्त्राणां मध्ये किं भवति ते किञ्चित् तत्र परिमार्जनं वा तत्र रेडिमेड् निर्माणं कर्तुं समयः अपेक्षते अतः एव ते त्यजन्ति इति अहं मन्ये